हरि ओं महोदय नमस्ते नमस्ते एवं वदतु महोदय

अस्तु महोदय महोदय भवतां मनसि तृषा यः अस्तीति एकवारं सूचयतु अहं चिन्तयामि तद्विषये एवं पाश्चात्यकुटुम्बः

एवम् एवम् हा इदं तु अस्माकं समाजे तु विद्यमानाः सन्ति तत्र तु दृष्त्वा वक्तुं शक्नोमि एकवारं तत्र एकवारं चिन्तनीयं एतत् द्व द्वयं इत्युक्ते प्रकारद्वयं परिवारं मिलित्वा एकवारं तत्र कथं भवति तादृशं किञ्चित् परिचयं कृत्वा तत्र संकर्कं कृत्वा मम अनुभवेन अहं एकवारं लेखनार्थं परिश्रमं करोमि तत्तु इन्ट्रेस्टिङ्ग् अस्ति एत्ततु समीचिनतया कुर्मः अहं महो महोदया अस्मिन् मासे एकं तु चलदस्ति अस्मिन् मासस्य मध्यभागः मध्य अनन्तरं वयं कर्तुं शक्नुमः वा आरम्भः कर्तुं शक्नुमः अस्तु महोदय अस्तु महोदय तदेव कुर्मः उभयत्रापि उभयत्र वा एतादृशप्रदेशेषु गत्वा प्रत्यक्षानुभवं भूत्वा एकवारं चिन्तयामः अस्तु महोदय पञ्चदशदिनाङ्के गच्छामः अस्तु महोदयः मिलामः धन्यवादः